अनेकानि पुस्तकानि मया पठितानि अस्ति केचन कागद्पत्रे केचन अन्तर्जालद्वारा वा दूरभाषे वा सङ्गणके वा मम कृते ई पुस्तकानि पठनं तृष्णा न पूरयन्ति ते मम हस्ते पुस्तकानि इव न अनुभूयन्ते मया मम दूरभाषे ह्यारि पाटर् शृङ्खला पठिता परन्तु तत् मां न तृप्तवान् यतः अहं तान् कागत्पत्रे पठितुं प्रियते अपि च ई पुस्तकानि पर्दायां पठ्यन्ते येन वास्तवतः नेत्राणां हानिः भवितुम् अर्हति एवम् अहं स्वयमेव मन्ये यत् हस्ते स्थापितानि पुस्तकानि ई पुस्तकात् श्रेष्ठानि सन्ति